हलो हा हरिः ओम् आम् आं श्रूयते कः अस्ति हा एवं वदतु आमां तिलकः आचार्यः अस्मि आम् आम् हा हा कीदृशम् उपकरणम् अस्माकं तु काष्ठतः किञ्चित् द्वारं सर्वं निर्मीयते काष्ठसम्बद्धमेव अन्यत्सर्वम् काष्ठतः किमपि निर्मीतव्यं चेत् वयं तत्र द्वारस्य निर्माणं कुर्मः अथवा यदि आसनम् अपेक्षितं चेत् तदपि निर्माय दातुं शक्यते अथवा शयनार्थम् तादृशम् अथवा उत्पीठिका अथवा इण्टीरियर् किमपि काष्ठतः करणीयम् तत् सर्वं वयं कर्तुं शक्नुमः कः दत्तवान् एतां सङ्ख्याम् हा हा हा हा एवम् हा एवमेवम् आम् आं वयं तत्सर्वं वयं निर्माय दातुं शक्नुमः अस्माकं जनाः सन्ति तत्सर्वं कर्तुम् अत्र कीदृशं काष्ठम् इत्यादि विषयेपि भवतां यदि किमपि चयनमस्ति चेत् एतादृशमेव काष्ठमपेक्षितम् तथा चेत् तादृशं काष्ठेन एव निर्मीतुं शक्नुमः अथवा भवती एतावदेव एतावदेव धनमस्ति तावत् निर्माय दातव्यम् इति चेत् तदा तदनुसारेण किं काष्ठं तत्र युज्यते इति वयं किं विचिन्त्य तदनुसारेण कृत्वा यच्छामः अतः यथा तत्र भवद्भ्यः अपेक्षितं तथा वयं कृत्वा दातुं शक्नुमः क्लेशः नास्ति एवम् अतः

एवम् एवम् तदेव ब भवन्तः कुत्र निवसन्ति बेङ्गलूरुनगरे एव उत अन्यत्र हा हा हा एवमेवमेवम् अस्माकमपि तस्मिन्नेव मार्गे देवनहळ्ळि निकटे भविष्यति तत्र अस्माकं निर्माणं सर्वं तत्रैव देवनहल्ली प्रदेशे एव निर्माणकार्यं सर्वं क्रियते तत्रैव यदि आगच्छन्ति भवन्तः द्रष्टुं शक्नुवन्ति कीदृशं तत्र वयं सर्वेभ्यः कृत्वा यच्छामः अतः कीदृशं तत्र अन्येषां कृते निर्मितानि द्वाराणि आसन्दाः सर्वे वर्तन्ते अतः भवन्तः तत्र सर्वं दृष्ट्वा कीदृशमपेक्षितं तत्र डिज़ैन् कीदृशं भवेत् इत्यपि भवन्तः वक्तुं शक्नुवन्ति ह पुनः प्रधानद्वारं चेत् तदा किञ्चित् सम्यक्तया तत्र द्रष्टुमपि सुन्दरं भवेत् अथवा यदि तत्र किमपि देवस्य प्रकोष्ठम् इति किमपि अस्ति चेत् तदा सुन्दरम् करणं अपेक्षितम् अन्यत् किमपि अन्येषु द्वारेषु तथा अलङ्करणं नापेक्षितम् कीदृशं द्वारमपेक्षितं तत्र प्रधानद्वारं कथं भवेत् इत्यादिकं यदि भवन्तः सूचयन्ति तदनुसारेण वयं कृत्वा दातुं शक्नुमः यदि एकवारम् अत्र आगच्छन्ति चेत् भवन्तः दृष्ट्वा निर्णेतुं शक्नुवन्ति आ वा वा अस्तु एवम् अस्तु अस्

ओ अस्तु अस्तु कृत्वा यच्छामः वयं तत्र शीघ्रतया कृत्वा यच्छामः द्वारम् अस्य पश्यन्तु तदा वयं तत्र चर्चां कुर्मः यथोचितं कृत्वा द दास्यामः आमाम् अस्तु अस्तु आमाम् आगमनानन्तरे सूचयतु इदानीमेव एषा वाट्सप् सङ्ख्या अस्ति खलु भवताम् आम् आम् अस्तु अस्तु इदानीमेव प्रेषयिष्यामि अस्तु अस्तु तर्हि न यच्छामः आ आमपि